हरिः ओं नमो नमः महोदय इदा इदानीं तु एव फ़ास्ट् युनिट् समाप्तं मीटिङ्ग् आसीत् तदर्थम् अहम् आगता अस्मि मम अहं माता अस्मि आं तस्याः फ़ास्ट् युनिट् मध्ये सेवण्टि फ़ैव् अङ्कं प्राप्तवती परन्तु अहम् इतोऽपि चिन्तयामि इच्छा अस्ति यदि भवत्याः पार्श्वे समयः अस्ति चेत् मम पुत्री कृते एक्स्ट्रा कक्षां ददातु इति गृहे पठति मम मा मम मम ये न न शृण्वन्ति सा यतः वार्ता एव शृण्वन्ति यदा पिता तस्यः तस्याः पिता यदि आगच्छति पिता तर्जयति त् तर्हि सा पठति अहं यदा वदामि सा पठति किञ्चित् अनन्तरमेव दूरवाणीं चालयति आम् आं मह् महोदय भवती भवत्याः पार्श्वे समयः नास्ति वा एक्स्ट्रा कक्षां दातुं महोदये महोदये किञ्चित् समयं निष्कास्य मम पुत्रीं यदि पाठयति तर्हि सा अग्रे टेस्ट् मध्ये इतोऽपि नवति पर्सेण्ट् आनयति म् अहं न ना महोदये महोदये सा कक्षायाम् उत्तरं दास्यति वा पाठनसमये अस्तु महोदये महोदये अग्रिम युनिट् कदा भव् कदा भविष्यति

हा धन्यवादः